कष्टानि न्यूनीकर्तुम् अहं किं करोमि इत्युक्ते दूरं य यात्रां करोमि इति मन्दिराणि मन्दिराणि सर्वं गत्वा तत्र समीपे पश्यामः चेद् चन्नैसमीपे तिरुवण्णामलै अस्ति तत्र गच्छामः चेत् गिरिवलं कुर्मः एवं गिरिवलः घण्टात्रयं घण्टाचतुष्टयं सर्वं भवति एवं पादाभ्यां गिरिवलम् एवं गत्वा एवम् आगच्छामः चेत् बहु मनः शान्तिः भवति बहु यस्मिन् भवति

तिरुण्णामलै अनन्तरं तिर्चन्तूर् इष्टदेवालयः अस्ति मदुरै मीनाक्षिः अम्मन् मन्दिरं तत्र सर्वम् अहं गच्छामि चेत्

बहु मनः शान्तं भवति